भारते प्राचीन भारतीयचिकित्सा पद्धतौ जानीमः यद् प्रौद्योगिक यन्त्राणां नाम इदानीं का वर्तमानकाले विज्ञानस्य विकासेन येषां येषां यन्त्राणां विकासः अभवत् तादृशानां यन्त्राणां तु प्रयोजनम् उपयोगं न कृतमासीत् इदानीं तु आधुनिकः चिकित्सा सम्प्रदायः इति यः उच्यते तत्र अधिकतया विज्ञानेन सज्जीकृतानां यन्त्राणां सहाय्येन कार्यं प्रचलति प्रायः प्राचीनकाले तु तथा नासीत् प्राचीनकाले तु वैद्याः स्पर्शेन वा मुखलक्षणं ज्ञात्वा वा अन्यत् अन्यथा केनापि प्रकारेण रोगनिर्णयं कुर्वन्ति कुर्वन्तः आसन् तत् इदानींतन काले ये भारतीय चिकित्सापद्धतिं स्वायत्तीकुर्वन्ति अथवा तत्र परिशीलनं कुर्वन्ति ते तादृशरूपेण समर्थाः न दृश्यन्ते अत्र समीपे एकः चिकित्सालयः अत्र त्रिपुणतरमध्ये आयुर्वेद कलाशाला एका अस्ति तत्र नूतनं विज्ञानम् अभिवर्धितं यन्त्रा यन्त्राणां सहाय्येनापि रोगनिर्णयं प्रचलन्ति रोगिणां कृते तद् सौविध्याय भवति अन्यत्रापि एकत्र मया दृष्टं नेत्ररोगचिकित्सालये नूतनयन्त्राणां सहाय्येन आयुर्वेद चिकित्सापद्धतेः प्रयोगः तत्र भवति एवं बहुत्र एवं दृश्यते रोगिणां तु सौविध्याय रोगनिर्णयाय एतेषां सर्वेषामपि यन्त्राणाम् अथवा आधुनिकक्रमाणां यो योगं भवितुम् अर्हति पद्ध पद्धतिः पद्धतेः नवीकरणाय अथवा जन जनेषु विश्वासं दृढयितुं च कदाचित् एतस्य प्रयोगः उचितः भवति